हरि ओम् मया जीन्स् क्रीतं किन्तु तस्य वर्णः एकदा एव प्रक्षालणकाले गतः वर्तते अपि च जीन्स् धरणसमये यथा कथञ्चित् अटनम् उपवेषणं कर्तुं न शक्नुमः अधः उपवेशनं वा भवतु यत् किञ्चित् अतः इतः परं जीन्स् धरणीयम् उत न इति चिन्तनीयं वर्तते